एलेक्शन् विषये सर्वकारः किं कुर्वन्ति इत्युक्ते बहु किमपि दर्शयितुं प्रयत्नं कुर्वन्ति वयं एवं कृतवन्तः एवं समीचीनजनाः स्मः एवमेव सर्वेषां कृते पोषणं दद्मः एतादृश बहून् विषयान् तत्र दर्शयितुं प्रयासं कुर्वन्ति तस्मिन् समये एकस्मिन् काले उभय रोड् मध्ये टारिन्ग् चलति तत्र अस्माकं वातावरणस्य बहू दूषणं कुर्वन्ति अनन्तरं मैक् स्थापयित्वा स्पीकर् स्थपयित्वा प्रति रोड् मध्ये एवं शब्दस्य मलिनीकरणं कृत्वा विद्यालयसमीपे वा हैकोर्ट् समीपे वा तत्र कुत्रापि तेषां दृष्टिः एव नास्ति एवमेव यत् किं सर्वस्वातन्त्र्यम् उपयुज्य ते तेषां प्रचारं कुर्वन्ति तु जनानाम् इच्छा का जनाः किम् इच्छन्ति जनाः कीदृशं पश्यन्ति तत्किमपि तेषाम् अवगमने एव नास्ति सो एलक्शन् काले बहु एलक्शन् काले सर्वकारः वा पोलिटिकल् पार्टि ते वा बहु अस्मान् पीडयति जनान् बहुधा पीडयन्ति अहं तत्र तृप्तः एव नास्मि